हरि ओम् नमस्ते किम् इति वदतु भगिनी आम् भगिनी ट्रावेल् एन्जस् एजेन्सि अस्ती अस्माकं अ आब् आ हा भवती नार्त् इण्डिया गन्तुं इच्छति वा सौत् इण्डिय गन्तुं इच्छति वा कुत्र गन्तुं इच्छति आ हा भवती भवती केरळराज्य राज्ये ये यानि कानि देवालयाः सन्ति तत्र गन्तुं इच्छति वा अतवा तमिळ्नाडु ग गन्तुं इच्छति वा अथवा हा अ अस्मा वयं सर्व् हा अस्तु भगिनी अस्तु भगिनी आ हा वयम् दश दश सर्वाणि प्लान् सर्वाणि अस्मा अस्मै अस्ति भवती को कोल्लूरु तता धर्मस्तळ सुब्रमण्य तत्र गन्तुं इच्छति वा अतवा तिरुवनन्तपुरं तत्र सं तत्रस्थानि देवस् देवालयाः गन्तुं इच्छति वा कुत्र गन्तुं इच्छति

आ आमाम् आम् भगिनी हा अस्तु वयं सर्वे एकं प्लान् कृतवन्तः अस्ति तत्र भवती कुत्र कुत्रापि गन्तुं इच्छति तत् सर्वं प्लान् रूपेण सर्वं प्रेषितमस्ति भवती गन्तुमिच्छति चेत् अस्माकं कार्यालयम् आगच्छतु वयं सर्वे फ़ाम् स सर्वं द सर्वं ददामि अहं ददामि तदनन्तरं भवती दृष्ट्वा यद् यद् यद् यद् अवश्यकं तद् वदतु वयं कष्टमैज़्ड् प्लान् भवति भवती कृते वयं या कृपया तद् सर्वं किञ्चित् किञ्चित् माडिफ़िकेशन् सर्वम् अस्ति भवती त्री स्टार् होटेल् गन्तुं इच्छति चेत् तत् तस्मै कृते किञ्चित् किञ्चित् धनानि न्यूनमस्ति या भवती फ़ैव् स्टार् होटेल् गन्तुं इच्छति चेत् अधिकम् अस्ति तता सर्वं सर्वं अस्ति आ अस्तु अस्तु हा हा आगच्छतु आगच्छतु बहु धन्यवादः